भारतदेशे बहवः उद्योगाः सन्ति तेषु लघु उद्योगात् बृहत् उद्योगः उद्योगपर्यन्तं समावेशो बहवः उद्योगानां समावेशो वेशो तत्र भवति अस्माकं देशे उद्योगक्षेत्रे समस्याः अपि वर्तन्ते अवकाशाः तु वर्तन्ते एव तर्हि समस्याः अपि का कानिचन समस्या समस्याः अपि वर्तन्ते तत्र अवकाशः यत् इच्छामि चेत् वयं सर्वे उद्योगं कर्तुं शक्नुमः शक्नुमः किमपि यत् व वयम् इच्छामः तत् कर्तुं तु शक्नुमः तर्हि तस्य समस्या यदस्ति यद् उद्योगः करणीयः तर्हि बृहत् नगरे एव गन्तव्यम् अस्माकं स्वस्य ग्रामे वा स्वस्य लघुनगरे वा वयम् उद्योगं उद्योगं उद्योगाय तत् तावत् समये तावद् अवकाशः न वर्तते तर्हि वयम् एषां समस्यानां समस्यानां निवारणं कर्तुं कथं कर्तुं शक्नुमः एतम् एतम् एषः चिन्तनस्य विषयः